आ हरि ओम् हा यारु अत्र वा आ भवान् कः हो पार्श्वगृहस्त वा किमित्युक्ते शब्दः इति वा अत्र पाककार्यं कुर्वती अस्मि किमर्थम् मिक्सि शब्दः वा न अस्माकं गृहे अस्माकं गृहे पाकः करणीयः खिल अय्यो अत्रापि तथैव भवतां गृ भवतः गृहस्य शुनकम् किमर्थम् एतत् कृतवन्तः अय्यो इदाने हा भषति चेदपि कथं तद् वयम् आदिनं तस्य भशनं न श्रुण्मः वा एतत् एकवारं खिल मम पाकः न अभवत् एतत् एकवारम्

अय्यो राम तथा कर्तुं शक्यते वा दूरे एव अत्र व्यवस्था एव तथा अस्ति भवतां गृहस्य शुनकः अहं वदामि इति चिन्तितवती प्रातःकाले एव एकवारम् भवतः गृहस्य शुनकः अस्माकं प्राङ्गणे किमपि आनीय स्थापतवान् अमेध्यं किमपि किं कर्तुं शक्नुमः वयम्

त तं वा अहं न जाने बहुशः भवतः गृहस्य एव आरो आर् आरोपः न महोदय सत्यमेव अत्र किमपि आनीय स्थापितवान् अन्यत् किमपि न आगच्छति तर्हि मार्जालः स्यात् भवतः गृहस्य गृहे कति मार्जालाः कति शुनकाः कति बद्धवन्तः भवन्तः एवं सर्वम् एवं परस्पर एवमेव भवति भोः भवतां गृहस्य शुनकः मार्जालः अत्र कलहम् एतत् कुर्वन्ति आगत्य अस्माकं गृहे एतत् भवति आ शब्दमालिन्यम् इति न पाकः न जातः मम आ आ पाकः न जातः खिल अद्य विलम्बमभवत् किञ्चित् एतत् कृत्वा दातव्यं गमनम् एवम् हे हे बहुपाकः इति किमपि नास्ति बान्धवाः आगतवन्तः तदर्थम् हा किञ्चित् व्यवधानम् आवश्यकं खिल कलहं किमर्थम् प्रीत्या आदरेण गच्छामः आ कलहः मास्तु आ हा अस्तु अन्यता तत् अबवत् ए ए अनन्तरं कथम् इदानीमेव हा मास्तु मास्तु इदानीम् भवानेव किञ्चित् अनन्तरं पठनं करोतु म्यूसिक् श्रुणोतु हा सर्वं अय्यो तथा वक्तुं शक्यते वा ह्म्म् सर्वम् भवितव्यं खिल गृहे भवतः गृहे नास्ति वा न कुर्वन्ति वा पाकम् तदापि शब्दः भवति इदमेव खलु ओहो किं कर्तुं शक्यते व्यवस्था एव तथा अस्ति किञ्चित् अर्जेस्ट् कृत्वा गन्तव्यम् सर्वदा एवं कलहं न कुर्मः अस्माकम् अस्माकं मध्ये ह ह ह

अस्तु भवन्तः अपि आगच्छन्तु भवतः पत्नीमपि वदतु यतः अन्यथा न चिन्तयति इति उक्तवती सावित्री भगिनी इति वदतु हा अस्तु अस्तु समञ्जनं कृत्वा गच्छामः आ अस्तु अस्तु ह्म् अस्तु राम्राम्